कृषिजन्यपदार्थान् स्वस्थानीयविपणिं प्राप्तुं जनाः बहूनि कष्टानि अनुभवन्ति यथा आरम्भे बीजं रोपयन्ति तदनन्तरं तस्य सेचनं वर्धनं पुनः तस्य यावत् कर्तनं एवं तस्य गृहं प्रति आनयनं न भवति तावत्पर्यन्तं कृषकाः सदा सर्वदा कष्टे एव भवन्ति एवं तदनन्तरं तस्य विपणिं कथं तस्य मूल्यं किं भवति इति सर्वं कष्टम् एव जनैः अनुभूयते यावत्पर्यन्तं तस्य विपणिः न भवति आपणे कथं तस्य धनं मिलति धनं यथा तेषां कृषकः कृषिजन्यपदार्थेषु तस्य व्ययः अस्ति तावत् धनं मिलति अथवा न मिलति इत्यपि ज्ञातव्यं इति सर्वं कष्टमेव भवति यावत्पर्यन्तं तस्य धनं सम्यग्रूपेण न मिलति तावत्पर्यन्तं तस्य कृषकस्य कष्टं न गच्छति धनं यदि सम्यग्रूपेण प्राप्नोति तदा सः आनन्देन आनन्दम् अनुभवति इति